आम् एवं वा भवत्याः क्षेत्रस्य विस्तारः कः अस्ति यद् अस्ति क्षेत्रम् आं तर्हि आम् आं तर्हि मम आपणे तु नैसर्गिककीटनाशक औषधम् एव अत्र लभ्यन्ते अतः भवती नैसर्गिककीटनाशकानि उपयोक्तुम् इच्छति वा तर्हि इदानीं नैसर्गिकमेव उपयोजयति हा जनाः भवन्ति न की नैसर्गिकम् उपयोक् न उपयोजामि अतः अहं पृच्छामि नैसर्गिकम् उपयुजति चेत् फलं तु शीघ्रातिशीघ्रं न प्राप्नोति परन्तु मृत्तिका अपि नष्टा न भवति यथा नैसर्गिकम् इत्युक्ते गोमयं गोमूत्रं तथा च फलानां फलानामपि तत्र तैः निर्मितम् अस्ति नैसर्गिककीटनाशकः भवती तत् प्रयोक्तुं शक्नोति किमर्थम् इत्युक्ते नैसर्गिकं यदि भवति गोमयं जले जलेन सह मेलनं कृत्वा भूमौ स्थापयति चेत् कीटनाशनमपि भवति सस्यानां वर्धनम् अपि भवति पुनश्च मृत्तिका अपि नष्टं न भवति पुनः यदि गोमूत्रं स्थापयति तर्हि अधिकाधिकाः विषयुक्ताः ये कीटाः भवन्ति ते आगन्तुं न शक्नोति पुनः यदि नैसर्गिकं न उपयोगं करोति अधिकाधिकम् अन्ये रासायनिकपदार्थाः उपयोक् उपयोगं करोति तर्हि मृत्तिका आं फलं तु ददाति निश्चितं परन्तु किं भवति मृत्तिका नष्टा भवति चतुर्पञ्चवर्षानन्तरं तत्र किमपि भवती उत्पादनं कर्तुं न शक्नोति अतः

सस्यानुगुणं भवति खलु सस्यं भिन्नभिन्नसस्यस्य कृते भिन्नभिन्नं तत् नियमाः भवन्ति अतः भवती यदि आगच्छति चेत् आम् आम् आम्